अक्टोबर् मासस्य द्वितीयदिनाङ्के गान्धी जयन्ती भवति आगस्ट् मासस्य पञ्चदशदिनाङ्के तत् स्वातन्त्र्यदिनं भवति आगस्ट् मासस्य पञ्चमदिने मम जन्मदिनं भवति तदा फ़ेब्रवरि मासस्य चतुर्दशदिनाङ्के वेलेण्टैन्स् डे भवति तदा डिसेम्बर् मासस्य पञ्चविंशतिदिनाङ्के क्रिस्त्मस् भवति